समाजसुधारकैः अनेके विचाराः निषिद्धाः यथा जातिव्यवस्था बालिकानां शिक्षणं स्त्रीसमानता पुरुषप्रधानं सतिपद्धतिः इत्यादयः यद्यपि समाजसुधारकैः बालिकाभिः अपि शिक्षणं प्राप्तव्यम् इति उक्तं चेत् अपि पालकैः बालिकाः अध्ययनार्थं नैव प्रेष्यन्ते गृहेषु अपि बालिकाबालकयोर्मध्ये प्रधानत्वम् अप्रधानत्वं पालकैः एव दर्शितो भवति तथा च अधुना एव मणिपुरप्रदेशे एका घटना तु आदेशं व्याप्ता वर्तते यद्यपि स्त्रीसमानत्व स्त्रिमर्यादा इति उच्यते चेत् अपि कामुकैः मुग्धबालिका अन्यायरूपेण बहुधा कष्टेन मरणं प्राप्ता खेदकरविषयः तावत् अद्यापि तस्याः घटनायाः समाधानं न्याययुतम् उत्तरं न्यायालयपक्षतः न आगतम् इति लज्जास्पदं वर्तते